वदतु वदतु आम् अस्माकं बहवः प्याकेज् सन्ति एतेषु देवस्थानां प्याकेज् अस्ति शैक्षनिक प्रवासस्य अपि अस्ति बीच् अपि अस्ति हिलस्टेशन् अस्ति हालिडे प्याकेज् अस्ति आम् आम् ततः कीदृशम् आवश्यकम् अस्ति

ओ एवं भवन्तः पति पत्न्यौ अथवा बालकः अपि सन्ति वा एवं एवं तर्हि अहं देवालये प्रवासं स्वीकुर्वन्ति इति वदामि अतः दक्षिण भारते एव बहु स्थान स्थानानि सन्ति कर्नाटक कर्नाटकं द्रष्टुं शक्यते तमिल्नाडु अस्ति

कति दिनानां अस्तु तर्हि तमिल्नाडु तत्र सर्वं दृष्टुं बहु दिनानि अपेक्षितानि भवन्ति दश पञ्चदशदिनानां भवति दशदिनानां तमिल्नाडुप्रदेशे प्रायशः एकादशसहस्रं भवेत् इति एकस्य आम् आम् तर्हि भवन्तः चत्वार सन्ति इति चेत् न्यूनता भवेत् किञ्चित् द्रष्टुं शक्यते अनन्तरं कुत्र निवासं तदपि चिन्तयितुं शक्यते आम् अस्माकं एव बस्यानम् एकम् अस्ति सर्वान् नयामः तत्र आम् आम् तत् अनुकूलमेव तत्रापि किं उत्तमे होटेल् मध्ये निवासः भवति आम् आम् तत् तु वयं कुर्मः एव आम् आम् अस्तु महोदय धन्यवाद